परफ़्यूम् इति गन्धेषु बहवः रसायनानि सन्ति तैलम् एल्कोहल् मिस्रणं च भवति इतोपि महती स्पतिः भवति अस्य व्यवहारं फल स्वरूपं मम शिरोवेदना शयनसमस्या चर्मे प्रदाह च अभवन् तदतिरिक्तं मम वस्त्राणि कलङ्कितानि आसन् अतः अहं कष्टम् अनुभवामि